भारतदेशे पुरातनकालात् एषा व्यवस्था अस्ति अद्यापि एषा व्यवस्था निरन्तररूपेण प्रचलन्ती अस्ति उदाहरणं ददामि पुरातनकाले वयं पश्यामः चेत् शकटयानम् आसीत् जनाः शकटयानेन इतः अन्यत्र यत्र ते गन्तुम् इच्छन्ति तत्र ते तेन यानेन गच्छन्तः आसन् इतोऽपि अश्वयानस्य प्रयोगम् अपि जनाः कुर्वन्तः आसन् रथः भवति तर्हि रथस्य प्रयोगम् अपि पुरातनकाले भव अभवत् जनाः तेषां स् तस्य प्रयोगं कुर्वन्तः आसन् आधुनिककालविषये यदि वयं वक्तुम् इच्छामः चेत् वयं जानीमः जानीमः आधुनिककाले बसयानानि भवतु वयं लोकयानानि अपि वदामः रेलयानानि भवतु अथवा विमानानि भवतु एतेषां प्रयोगं जनाः आधिक्येन कुर्वन्ति ये मद् सामान्यजनाः भवन्ति ते लोकयानानि बसयानानि स्वीकृत्य गच्छन्ति ये मध्यमवर्गीयाः भवन्ति ते रेलयानानि भवन्तु अथवा विमानयानस्य व्यवस्थां कृत्वा ते स्वगन्तव्यं प्रति गच्छन्ति तर्हि मुख्यं रूपेण यदि वयं वदामः चेत् रेलयानस्य प्रयोगः भवति बस्सयानस्य प्रयोगः भवति तथा विमानस्य प्रयोगः भवति इतोऽपि जनाः द्विचक्रिका भवति द्विचक्रिकायाः प्रयोगमपि कुर्वन्ति आटो आटोयानं भवति तस्य प्रयोगः अपि भवति तथा कारयानम् एतस्य प्रयोगम् अपि जनसञ्चाररूपेण जनाः कुर्वन्ति